हरिः ओम् सुप्रभातम् आमाम् आ आं भगिनि अहं पूजा इति जानालिष अस्मि वदतु भगिनि भवती कुत्र दूरवाणीं कुर्वती अस्मि अस्ति ओ तथा वा वाहिन्याः नाम किं भगिनी भवत्याः वाहिन्याः नाम आं भगिनि वदतु भगिनि किम् आवश्यकम् आसीत् हा हा आं भगिनी तद् भवतः भवतां चानल् द्वारा दत्तमासीत् किमित्युक्ते जनसामान्यानां मध्ये भवती गत्वा कुत्र कुत्र जलस्य न्यूनता अस्ति इति गत्वा परिशीलनं करोतु इति उक्तवन्तः आसन् अहमपि गतवती आसम् कुत्र कुत्र इति वदामि वा भगिनि ह हुब्बळिनगरे हा हुब्बळिनगरे अहं स्थानत्रयं गतवती आसम् एकं गोपगोप्पा अन्यदेकं हळे उप्पडि अन्यदेकं रााजीबान् पेटिति गोपुल्कोप्पा हा अहम् आं भगिनि आं भगिनि तस्य विषये एव अहं विवरणं करोमि इदानीं किमित्युक्ते अत्र स्थानत्रयेषु अपि जलस्य न्यूनता बहु अस्ति किमित्युक्ते अष्ट दिनानि वा दश दिनानि अनन्तरं जलम् आगच्छति तेषां कृते ते तु द दश दिनानां जलम् एकवारमेव पूरयित्वा स्थापनीयं भवति पुनः अहम् एकस्मिन् स्थाने इत्युक्ते गुफुन्कप्पा इति स्वीकरोतु इदानीं तत्र गत्वा पञ्चविंशतितः त्रिंशत्जनानां कृते एतद् विवरणं स्वीकृतवती किं कथम् अस्ति जलस्य न्यूनता किं बहु अस्ति वा किं कथं कर्तुं शक्नुमः इति अहं पृष्टवती जनाः अपि उक्तवन्तः बहु न्यूनता अस्ति भगिनि ट्वेण्टि फ़ोर् आर्स् इति कुर्वन्ति चेत् बहु सम्यक् भवति अस्माकं कृते नो चेत् दिनद्वये सप् दिनद्वये एकवारं जलम् आगच्छति चेत् बहु सम्यक् भविष्यति अस्माकं कृते इति उक्तवन्तः ह पुनः स्थानत्रयेषु अपि समानमेव आसीत् हम् आं किन्तु हळेहुपड मध्ये तु बहु न्यूनता अस्ति अत्र तु बहु इत्युक्ते बहु बहु लघु गृहाणि सन्ति तेषां कृते तु बहु कष्टं जायमानम् अस्ति इति उक्तवन्तः तस्य विषये भव भवन्तः एकवारं चिन्तनीयं किं करणीयम् इति

अस्तु भगिनि एकं भगिनि एकं वक्तव्यमस्ति वदामि यदा अहं सन्दर्शनार्थं गतवती तत्र लघु लघु वीडियोस् सर्वं स्वीकृतवती इत्युक्ते जनाः किम् उक्तवन्तः तेषां कष्टं किम् अस्ति इति तद् लघु लघु वीडियोस् अपि सन्ति मम समीपे अहं भवतः तदपि सर्वम् आनयामि पुनः तेषां नाम दूरवाणीसङ्ख्या अपि सन्ति मम समीपे तत्सर्वम् अहम् आनीय भवत्याः वाहिनी भवती सङ्केतं वदति चेत् अहम् आगत्य तत्र दास्यामि सर्वं विवरणं भवती कृपया सङ्केतं वदति चेत् सम्यक् भविष्यति भगिनि आम् आम् आं भगिनि तद् हा तदपि स्वीकृतवती यदा एतत् जलस्य विषये वदन्तः आसन् तस्य विषये अपि अहं पृष्टवती तदपि बहु बहुजनाः न उक्तवन्तः केचन जनाः उक्तवन्तः तदहं भवतः तदपि आनयामि वीडियो सर्वम् इत्युक्ते अहं स्तानत्रयं गतवती इतोपि बहवः स्था स्थानानि सन्ति तदपि द्रष्टव्यं मह्यं स्तानत्रयमेव अभवत् सन्द सन्दर्शनं कर्तुं भवन्तः पुनः कुत्र कुत्र अस्ति इति अन्वेषणं कृत्वा वदन्तु अस्तु वा

अस्तु अस्तु भगिनि अस्तु अहं श्वः निश्चयेन आगत्य सर्वं दास्यामि भगिनि धन्यवादः भगिनि